संस्कृतं जगतः अतिप्राचीना समृद्धा शास्त्रीया च बा भाषासु एकतमा भाषा वर्तते वयं तत्सर्वं जानीमः एव भारती सुरभारती अमरभारती अवरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृता वाक् दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उ उपयुक्ताः संस्कृतात् एव अधिकाः भारतीयभाषाः उद्भूताः इदानीं केचन जनाः स्वीकुर्वन्ति यत् संस्कृतभाषा केवलं पौरोहित्यकर्मकाण्डादिनित्यनैमित्तिककर्मणां कृते एव अस्ति किन्तु अयं सिद्धान्तः तर्कहीनः वर्तते संस्कृते ज्ञानस्य सर्वाः विधाः समुल समुपलब्धाः सन्ति इति वैदिशिकाः विद्वांसः अपि अङ्गीकुर्वन्ति अस्माकं परमकर्तव्यम् अस्ति यत् भारतीयसंस्कृतेः रक्षणाय भारतस्य प्रतिष्ठां स्थापनाय च संस्कृतभाषायाः अध्ययनम् अध्यापनं च नितराम् अस्माभिः कर्तव्यम् संस्कृतं सुस्पष्टा भाषा संस्कृतं शास्त्रभाषा संस्कृतं संस्कृतये व्यक्तित्वविकासाय संस्कृतं संस्कृतं राष्ट्रस्य पुनरुद्धरणाय जयतु संस्कृतं जयतु भारतम्